विवाहादिषु बृहत् कार्यक्रमेषु बृहत् परिमाणेन जलस्य व्यवस्थापनं कथं क्रियते नाम उदाहरणार्थम् एकस्य विवाहं वर्तते मम मित्रस्य इत्येव चिन्तयामः तत्र प्रथमं कीयन्तः जनाः आगच्छन्ति इत्येतत् ज्ञातव्यं भवति तत्र किं दशजनाः आगच्छन्ति वा विंशतिजनाः आगच्छन्ति वा किं सहस्रजनाः आगच्छन्ति वा इत्येवं प्रथमं चिन्तनीयं भवति तदुत्तरं तेषां कृते कीयत् जलम् अलं भवति इत्येवम् अस्माकं कृते ज्ञायते तदा जलस्य किं व्यवस्था कथं कर्तव्यं नाम एकस्मिन् भागे जलस्य विभागः इति बोर्ड् संस्थाप्य तत्र सर्वेषां कृते यथा ज्ञायते तथा तत्र रक्षणीयं भवति तत्र फ़िल्टर् जलं व्यवस्थाप्यते नाम केचन फ़िल्टर् जलं पिबन्ति केचन नार्मल् जलमेव भवन्ति ग्रामीणाः ये भवन्ति तैः फ़िल्टर् जलं न इष्यते कैश्चित् तत्र बिस्लेरि इत्यादिकमपि आनीयते कूल्ड्रिङ्क्स् इत्यादिकमपि तत्र संस्थाप्यते जलम् अधिकाधिकं वेष्ट् न कर्तव्यं किमर्थं नाम अयं कालः किं जलरहितः जायमानः वर्तते इति कृत्वा यत् ते जलं यावदपेक्षते ते तावदेव स्वीकुर्युः ते तैः स्वीकर्तव्यम् किमर्थं नाम तत् जलं यदि अधिकं वेश्ट् कुर्वन्ति तर्हि तदर्थं मया बृहत् बाण्डं व्यवस्थाप्यते तत्र ते जलं पिबन्ति खलु यावत् अपेक्षते तावत् जलं तत्र संस्थापनीयं भवति तदनन्तरं मया वृक्षानां कृते संस्थाप्यते तदुतरं वृक्षाः सम्यक् वर्धन्ते तत्र किं जलं पानार्थं तत् ट किं जलस्य टेङ्क्रेव मया व्यवस्थाप्यते इत्येवं बृहत् कार्यक्रमेषु जलव्यवस्थापनं मया क्रियते